चारणे आश्चर्यकरं बहु जातम् अस्ति छायाचित्रमपि स्वीकृतमस्ति तत् सोशियल् मीडिया मध्ये अपि स्थापितं वर्तते मया एकवारं जोग्जलपातमपि गन् गतमासीत् तत्र यदा उपरि गच्छामः पुनश्च अधः आगच्छामः तदा बहु कष्टम् अनुब् अनुभूतमासीत् ते तस्य छित् छायाचित्रमपि स्वीकृतमासीत् तत् फेस्मुक् मध्ये स्थापितमासीत् तत् बहवः दृष्ट्वा समीचीनमस्ति एवमपि कर्तुं शक्यते इति उक्तवन्तः तेन च मम सन्तोषः अभूत् एवं मम अभिप्रायः अस्मिन् विषये इति